हरि ओम् नमस्कारः पारम्परिकशिक्षणम् इत्युक्ते पुरातनकाले पश्यामश्चेत् गुरुकुलविद्यालयाः इति आसीत् स्म तस्मिन् विद्यालये छात्राणां लघु बाल् बाल्यकालादारभ्य तत्र स्थापयित्वा पञ्चवर्षानि यावत् सप्तवर्षानि यावत् नववर्षानि यावत् अध्ययनं कर्तुं तत्र गच्छन्तः आसीत् तत्र किं पठन्ति इत्युक्ते मन्त्राः वेदानां विषये चत्वारः वेदाः सन्ति अस्माकं तत्र वेदानां विषये इतोऽपि तत्र कति मन्त्राः सन्ति कथम् उच्चारणं कुर्वन्ति कुत्र ह्रस्वम् उपयुज्यते कुत्र दीर्घ उपयोगं कुर्वन्ति एतस्य एतानि विषयानि विषयस्य ज्ञानं तत्र सम्यक्तया अवलोकनं कुर्वन्त कुर्वन्तः आसीत् इदानीं पश्यामश्चेत् उद्योगविषये अस्मिन् काले तु कुत्रचित् मन्दिरे वा नश्चेत् कश्चित् वा कश्चन पर्वदिनानि आगच्छति चेत् पूजार्थम् तेम् तां ताम् आह्वयन्ति ब्राह्मणजनानां वा अथवा वेदानां ये अध्ययनं कृतवन्तः तान् आहूय्य ते तेषां सह तेषां पार्श्वे गत्वा एवं मन्दिरमध्ये एवं पूजा वर्तते एवं कार्यक्रमाः सन्ति आगच्छन्तु इति आह्वयन्ति तत्र गच्छन्ति चेत् अधिकतयाः जनाः वेदानाम् उच्चारणं श्रोतुम् इच्छन्ति इदानीम् इदानीन्तनकाले तु तद् इतोऽपि अधिकतया वर्धनं जातम् इदानीं पश्यामश्चेत् एतादृशी अवकाशाः विदेशीयजनाः अपि अधिकतया इच्छन्ति इच्छन्तः सन्ति इदानीं भवतु इतोपि अन्यत्र कुत्रचित् वा भवतु कार्यक्रमाः इति सन्ति इति आहूय तेषां मन्त्र उच्चारणम् इतोऽपि कार्यक्रमः कुत्रापि भवति चेत् ते इच्छन्ति इति इतः अपि तत्र गत्वा उद्योगं प्राप्तुं शक्नुमः तत्र गत्वा सम्यक्तया वयम् अध्ययनं कृतवन्तः यानि मन्त्राणि तत्रापि वयं वक्तुं शक्नुमः एतादृशी उद्योगाः अवकाशाः तत्र भवन्ति